हरिः ओं भवान् कथमस्ति अहम् इदानीं मुम्बैनगरम् आगतवान् अस्मि किञ्चित् समीचीनं केब् संस्थां कल्पय तथा यदि शक्यं चेत् आर्डर् कृत्वा प्रेषय